हा नमो नमः महोदय हा हा अरे तत्तु अस्ति एव आम् कृषिः अरे आवश्यकानि अस्ति तत्र कृषिसम्बन्धे आवश्यकमस्ति तत्र तु शाकाः कथं उत्पादनीयाः ओर् एतद् विषये अस्ति तो शाकम् उत्पाद्य उत्पाद्य तत्र तु कथं यातायातसाधनेन तत्र बहिः एव प्रेषणीयाः एतद् विषये चिन्तनमस्ति हा यद् यद् यद् मम कृषिक्षेत्रे आलुकम् एवं एवं शाकं इत्यादिकं अधिकं भव् अभवत् तर्हि कथं ता तर्हिः कूष्माण्डादिकं सम्यक् जातमेव तर्हि कथं तत्र प्रेषणीयम् अतः अहं सर्वप्रथमतया यदा प्रेषयामि तत्तु चतुष् चतुश्चक्रिकायाः यानं बेन् इति भवति तत्रापि प्रेषयामि तत् मम गृहे पार्श्वे तत्र या सम्यक्तया तत्र तु एकं तु इस्टेषन् अस्ति इस्टेषन् अस्ति रेल्यानकम् इस्टेषनमस्ति तत्र तु गत्वा प्रातः काले चतुर्वादने एकं ट्रेन् ग् तत्र देहलि मध्ये गच्छति तत्रापि अहं तत्र शाकादिकं सर्वमपि तत्र क्षिप्त्वा तत्र प्रेषयामि यदि राजधानी गच्छति चे चेत् तर्हि सम्यक्तया धनमपि उपलभ्यते अन्यापि साधनानि अस्ति तत्र देहलि मध्ये यदि गच्छति चेत् हा तर्हि तत्रापि एर्पोर्ट् भवति ओर् एर्पोट् माध्यमेन तर्हि अहम् अन्येषु देशेषु तत्रापि प्रेषणं कर्तुं शक्यते शाकः आलुकं भवति गाजरित्यादिकं भवति कूष्माण्डादिकम् इत्यादिकं सर्वमपि अस्ति तर्हि सर्वमपि स्वीकृत्य विदेशे यदि गच्छति चेत् तर्हि अधिकम् अदि अधिकस्य अधिकं धनं लभ्यते अतः एतद् आवश्यकम् अस्ति यातायातसाधनानि यदा सुगमतया भवन्ति तर्हि अपि शाकं सम्यक्तया धनमपि प्राप्यते ओर् शाकादिकं तर्हि कृषिक्षेत्रे अपि सम्यक् लाभाः प्राप्यन्ते अतः एतद् अतः एतद् करणीयम् एव या यातस् यातायातसाधनानि सम्यक् भवेत् अरे साधनानि बहवः सन्ति भोः तत्र रेलादिकं भवान् तत्र तु या तत्र तु द्विचक्रिका वेनम् एवम् एवं च वायुव्यानं एवम् अन्यापि साधनानि भवन्ति द्विचक्रिका द्विचक्रिका इति शैकल् इति भवति एवं च अन्यापि साधनानि भवन्ति अत्रापि स्वीकृत्य लघु लघु तत्र आपणात् शाकं स्वीकृत्य गन्तुं शक्नोमि

हा कार्यं तु अस्ति एव यदि कृषिक्षेत्रे साकं सम्यक्तया उत्पाद्यते तर्हि जनानां कृते साकं यातायातसाधनेन तत्र प्रेष् पे प्रेष्यते चेत् तर्हि सम्यक् धनमपि प्राप्यते सर्वमपि कार्यमपि सम्यक्तया प्रचलति एव कृषिक्षेत्रे तत्र अस्माकं रोज्गारस्य एकं प्रमुखं साधनं भारतदेशस्य वर्तते आम् आम्